आम् मया बहुवारं न द्वित्रिवारं पठितं पुस्तकम् एकमस्ति भुवमानीता भगवद्भाषा इति पुस्तकस्य नाम भुवम् आनीता भगवद्भाषा इति तत् पुस्तकं संस्कृतभाषया विरचितम् अस्ति पुस्तकस्य कर्ता अस्ति श्रीमान् विश्वासमहोदयः इति हीब्रू इति काचित् भाषा प्राचीनतम भाषासु प्राचीन भाषासु अन्यतमा एषा भाषा प्रायेण मृतभाषा इति परिगण्यते स्म इस्रेल् देशीया देशस्य भाषा आसीत् एषा भाषा तस्याः हीभ्रू भाषायाः पुनरुज्जीवनं कृतवान् कश्चित् महोदयः इति कथं सः कीदृशः प्रयत्नः तेन विहितः इमां भाषाम् उद्धर्तुम् इति विषयः अत्युत्तमतया सरलसंस्कृतेन महोदयेन प्रतिपादितः वर्तते अस्मिन् पुस्तके इति पठितुं बहु सरलम् अस्ति प्रेरणात्मकम् विषयः तु प्रेरणात्मकः अस्ति तस्मिन् पुस्तके कारणं किमर्थं तत् पुस्तकं पुस्तकं पुनः पुनः पुनः पठितुं प्रयत्नं कृतवती अहं इति चेत् यथा हीब्रू भाषा अपि मृतभाषा इति परिगण्यते स्म कदाचित् इदानीं व्यावहारिकभाषा जाता अस्ति तथैव संस्कृतभाषा अपि कश्चित् जनैः मृतभाषा इति कथ्यते केचन जनाः संस्कृतभाषा भाषया व्यवहर्तुं संस्कृतभाषाव्यवहर्तुं योग्यभाषा न व्यवहा व्यावहारिकभाषा नास्ति संस्कृतम् इति केचन वदन्ति केवलं पूजाकार्यार्थम् एव इयं भाषा प्रयुज्यते अन्यथा एतस्याः एतया भाषया किमपि प्रयोजनं नास्ति इत्यपि बहु जनाः वदन्तः सन्ति संस्कृतभाषाम् अधिकृत्य अतः किन्तु संस्कृतभाषा मृतभाषा न पुनः एषा भाषा व्यवहारभाषा भवितुम् अर्हति एतया भाषया बहूनि कार्यानि वयं सम्पादयितुं शक्नुमः कर्तुं शक्नुमः इति एक काचित् प्रेरणा प्राप्यते अस्य पुस्तकस्य पठनेन अवश्यम् एतस्य एतस्मिन् पुस्तके यः विषयः प्रतिपादितः अस्ति मृतायाः भाषायाः पुनरुज्जीवनं कथं कृतं महोदयेन कियत् कष्टम् अनुभूतं तेन एतां भाषाम् उद्धर्तुं कीदृशः प्रयासः कृतः इति बहु सम्यक् अस्ति अत्र विषयः तस्मिन् विषये य कोपि चलचित्रमेकं स्वीकरोति चेत् बहु सम्यग्भवति निश्चयेन जनानाम् मनसि एकः प्रेरणात्मकः भावः निश्चयेन भवति एतादृशं चलचित्रं दृष्ट्वा इति मम अभिप्रायः